हलो सम्यक् अस्मि भवान् कथं अस्ति हा एवं सत्यं चित्तो बहु अग्रे वा सद्येव अग्रे वा एवं वा एवं वा विषये तु इदानीं सद्यः यू जि सि नेट् परीक्षा साधनीया तत्र जे आर् एफ़् प्राप्यते वा महती आशा बहुभ्यः वर्षेभ्यः विद्यमाना यदि तत् साधितं चेत् तर्हि किं साधनीयमस्ति इत्युक्तौ बहु विना प्रयत्नेन विना फ़ेषल् किञ्चित् धनं लभ्यते अत एवं तदर्थमेव एवं तेन सन्तृप्तिः भवति ह हा एवम् एवम्

एवं तत् सम्यगेव तत्त्वस्ति तत्र कापि समस्या नास्ति परन्तु इदानीं पि एच् डि अपि क्रियमाणमस्ति इत्यतः यदि पि एच् डि करणवेलायां तद्वारा एव इदमपि साधितं भवति तर्हि सम्यक् एव अन्यथा तदा तत् तत्काले एव ये यथा भवता उक्तं तद्विषये येषां प्रीतिः इच्छा अस्ति यदि न भवति यदि न भवति कापि समस्या नास्ति इदानीं यथा चलति तथैव चलति किञ्चित् कालं लोकज्ञानं प्राप्यते तदनन्तरं ग्रामे एव स्थित्वा ग्रामे ग्रामे ग्रामस्य जीवने ग्रामीणजीवने साधनम् एवम् एवम् एवं मन्ये मम तद्विषये इत्युक्तौ तद्विषये इत्युक्तौ तत्र मम तत्र कुत्र प्रीतिः इत्युक्तौ गोपालनं तत् अहम् इच्छामि कृषिकरणं तद् इच्छामि तद्विहाय अन्यत्र भवता यदि उच्यते अहं न जानामि हा एवं गावः तु बहु इच्छामि कृषिं कृत्वा तेन यद् लभ्यते तद् तत् तस्य पाकं कृत्वा खादनमपि इच्छामि भवता तु माम् एव सर्वं पृष्ट्वा समापितवान् वा इदं तु बहु सम्यक् अस्ति बहु ममापि तथैव यथा ईश्वरः इच्छति